नमस्कारः ग्रामीणजनेभ्यः अथवा ग्रा ग्रामीणजनानां कृते न्यायस्थानस्य इतोपि सहाय्यम् अस्ति चेदुत्तमं प्रथमः सर्वे किमपि विषमः अस्ति दुःखः अस्ति चेदपि तद् कष्टम् इति चिन्तयन्ति यदि न्यालय् न्यायालयं वा न्यायस्थानं गच्छामः चेद् तस्य विलम्बं भवति इति एका चिन्ता अस्ति प्रथमं तु न्यायाधीशः वा वकील् किं वदामः न्यायवादी तस् तस्मै न्यायवादिनः कृते धनं दातव्यम् अनन्तरं पब्लिक् प्रोसिक्यूटर् अस्ति तथापि तेषामपि सहाय्यम् अधिकं भवितव्यम् अस्ति चेद् उत्तमम् अनन्तरम् एकं कार्यं न्यायवादिनः कृते अथवा तस्मै धनं दातव्यम् अनन्तरं पञ्चविंशतिः अथवा पञ्चाशद् वर्षाणां विलम्बं भवति प्रथमम् एकं डिस्टिक् कोर्ट् वा तादृशं भवति अनन्तरं है कोर्ट् अनन्तरं सुप्रीम् कोर्ट् तत्र सर्वे गन्तुं न शक्नुवन्ति तावद् धनस्य विषयोऽपि अस्ति अनन्तरम् अन्यदेकं तु भविष्यकाले भविष्यति इति चिन्तयामि अधिकानि न्यायस्थानानि आवश्यकानि तावन्तः परिहर्तव्याः समस्याः सन्ति अनन्तरं तेषां सहाय्यार्थं पब्लिक् प्रोसिक्यूटर् त तादृशानां अधिकं भवितव्यम् अनन्तरम् एतस्य एतस्य विलम्बं निवारणार्थम् इदानीं मासद्वयं न्यायाधीशेभ्यः अवधिः अस्ति तद नास्ति चेद् अनन्तरं नववादने ते आगच्छन्ति अष्टवादने आगत्य पञ्चवादनपर्यन्तम् अथवा नव नववादनतः पञ्चवादनपर्यन्तं तद् दीर्घीकुर्मः चेदपि प्रयोजनम् अस्ति इति चिन्तयामि धन्यवादः